सामान्यतया वयं भारतीयपरम्परायाम् एतद्द्रष्टुं शक्नुमः यत् अस्माकं पूर्वजैः प्राचीनकाले गोमयेन एव शुद्धीकरणं क्रियते स्म अधुनापि ग्रामेषु वा भवतु तत्र गोमयेन शुद्धीकरणं क्रियते यदा भोजनस्य समापनं भवति भोजनस्य अन्ते भोजनस्य समाप्तेः परं गोमयेन तत् जागं वयं स्वच्छं कुर्मः तस्य पृष्ठतः वैज्ञानिकदृष्टिः अपि अस्ति यतोहि गोमयेन स्वच्छम् अथवा शुद्धीकरणं कुर्मः चेत् तत्र वैरस् अथवा बेक्टेरिया किं भवन्ति ते तेषां निर्मूलनं भवति इति तस्य पृष्ठतः वयं वैज्ञानिककारणम् अपि विद्यते